हलो महोदय नमस्ते अहं दक्षिणयात्रां कर्तुम् इच्छामि महोदय हा मम परिवारस्य चत्वारि जनाः

सप्तदिनानि अहं जैपुर् नगरे वसामि इदानीं डिसेम्बर् मासस्य अन्तिमसप्ताहे प्रयत्नं कर्तुं करोतु करोतु महोदय यतः तदा एव सम्पूर्णपरिवारस्य जनानां विरामः किं करणीयं आ हा कृप् कृपया दृष्ट्वा मूल्यं स्थापयतु महोदय ओ अस्तु तर्हि अधुना कानि कानि स्थानानि दृष्टुं सन्ति पश्यन् वा आं बहूनि मन्दिराणि दृष्टवती अस्मि बालका केवलानि मन्दिराणि न इच्छामि इति सम्यक् रूपेण प्रोग्रां स्थापयतु महोदय आम् आम्

आम् आम्

आम् आम् एवमेव आम् आं रामेश्वरं मध्ये हा हा अस्ति अस्ति ओहो सम्यक् एव

सम्यक् महोदय

सम्यक् महोदय इदानीं मूल्यं वदतु

ओ हो किञ्चित् अधिकं किन्तु सं सम्यक् अस्तु धन्यवादः महोदय नमस्ते